हरि ओम् अहम् पब्लिक् टीवी तः भवत्याः इन्टर्व्यूव् कर्तुं दूरवाणीं कृतवति अस्मि आम् सर्वे सर्वे जनाः भवत्याः पृष्ठतः फेन् रूपेण एवं पतिताः सन्ति भवत्यै किं भासते

अवश्यम् अवश्यम्

एवम् तत्र सर्वेषां जनानां परतया अहमेकं प्रश्नं पृच्छामि ते भवत्याः सौन्दर्यं प्रति किं कृतवति इति महान् कुतूहलः वर्तते तेषाम् स अतः दिने मया श्रुतम् एवं श्रुतं वर्तते किं दिने पञ्चवारं खादन्ति किञ्चित् किञ्चिदेव खादन्ति भवति अपि तथा करोति वा हा पुनश्च इतोऽपि एकः प्रश्नः वर्तते तेषां किमित्युक्तौ भवत्याः केशाः बहु दीर्घाः सन्ति कथमिदम् अस्मिन् कालेऽपि भवितुमर्हति इति अतः केशेषु कः उपायः कृतः

तस्यां दिशि किमपि कर्तुम् इच्छति वा भवति केशानां परिरक्षणार्थं किं कर्तुम् इच्छति यतोहि केशपाताः भवन्ति इति उक्तवति खलु अतः हा हा एवम् एवम् अस्तु बहु बहु धन्यवादाः भवत्याः अमूल्यसमयं मह्यं दत्तवति अस्ति जनानां प्रश्नानाम् उत्तरमपि बहु सम्यक् दत्तवति अस्ति अतः धन्यवादाः बहु बहु एवम् राम् राम्